मा विद् मम विद् मम विद्यालये ग्रन्थालये आसीत् ता मम विद्यालये चिन्वाडजन्पदे लालकलाष्पत्सिङ्घानीय हैस्कूल् नाम्ना इति एकम् एकं विद्यालयः अस्ति तद् तत्र अहं पठितवान् मम विद्यालयग्रन्थालयः अस्ति आसीत् तत्र अहं बहूनि पुस्तकानि पठितवान् पठितं पठितवान् एकं पुस्तकं उदाहरणमेव वदामि तद् पञ्चतन्त्रं त तस्मिन् पुस्तके अहं बवदिककथां पठितवान् एवम् अन्यपुस्तकं शिवजी उपरि अहं पठितवान् त तत्रैव एवम् अन्यत्पुस्तकम् अपि अहं पठितवान् नाम्ना राजनैतिकजनः उपरि आसीत् राजनीतिविषये मम प्रियं वर्तते त तदर्थम् अहं तद् तस् तद्विषये उपरि अधिकं पठितवान् एवं तद् तत्र एव अहं तद् गुरुजी एवं तद् माधव शदा सदाशिव गोल्वल्कर्विषये अपि पठितवान् एवं तत्र जि के जि के जनरल् नालेज् पुस्तकं तदपि अहं मम प्रियं वर्तते ज जि के पुस्तकं एवं मम भ्रातुः यु पि विस् यु पि एस् सी विषयस्य पठ् पठति तस्य पुस्तकं त तस्य कृते अहं पुस्तकं आनयामि तत्र व विद् विद्यालयस्य ग्रन्थालयतः एवम् अहमपि प पठितवान् तद् पुस्तकं त त तद् पुस्तके अपि जि के एवं मम राज्यस्य अर्थः अर्थशास्त्रं अर् आर्थिकविषये मम राज्यस्य ऐतिहासिकविषये तद् पुस्तके स्थितमस्ति तद् अहं पठितवान् पठामि एव